पाककला केवलं महिलानां कृते इति अहं कथं चिन्तयामि किमर्थम् इत्युक्ते वयं जानीमः नलभीमपाकः इति कथयन्ति जनाः तर्हि मम गृहेपि बहवः पुरुषाः पाकं जानन्ति बहु सम्यक्तया कुर्वन्ति पुनः यदि किमर्थं महिलानां कृते कार्यमिति वय कथं वक्तुं शक्नुमः कदाचित् एवमपि भवितुमर्हति कदाचित् महिलाः गृहजनानां कृते एव पाकं कुर्वन्ति न तु बाह्यानां कृते किन्तु पुरुषाः कदाचित् किं भवन्ति इत्युक्ते यथा उत्सवेषु वयम् पुरुषान् वयम् आह्वयामः तर्हि तत्र ते जनान् दृष्ट्वा सङ्ख्यापरिमाणात्मकं दृष्ट्वा ते कदाचित् पञ्चाशत् जनाः इत्युक्ते ते पञ्चाशत् जनानां कृते ते पाकं कर्तुं समर्थाः भवन्ति